हरिः ओं नमोनमः हा अहम् उत्तमम् अस्मि अहं जानामि किञ्चित् संस्कृतविषये अस्माकं नगरे प्रचलति संस्कृतसम्भाषणवर्गः वा अन्यः तर्हि भवती संस्कृतभारत्याः कार्यकर्त्री न अतः अहं मन्ये किञ्चित् चर्चां करोमि अधिकं ज्ञानं ग्रहणं करणीयमस्ति तर्हि वदतु किम् अस्ति कार्यं किं कथं प्रचलति हा किञ्चित् किञ्चित् जानामि अहं मम ज्येष्ठा मम आमामां पाठशालायाम् अहं पठितवती सर्वं न अधिकं न बि एमध्ये मम अस्ति संस्कृतविषयः आसीत् किन्तु अधिक मम ज्येष्ठा भगिनी अस्ति सा संस्कृतं जानाति अहं अधिकं न जानामि यतः मम ज्ञानं वर्धनीयमस्ति तर्हि भवती वदतु किं करणीयम् इति आमाम् आम् आमाम्

आम् आमाम्

आम् आम्

सम्भाषणशिबिरं दशदिनात्मकं पञ्चादशदिनात्मिकं किन्तु द्वादशदिनात्मकम् आमाम् होराद्वयम् आमामाम् आमामां मामाम् हां सत्यं सत्यम् आमाम् हा निश्चयेन हा भवति तत्र एवं कार्यं करोति वा पाण्डे पाण्डे आमामां मध्ये आमाम् सत्यं निश्चितम् आगच्छामि अहम् आमामां सत्यं धन्यवादः हा आमां ममैव तर्हि आमाम् सूचय आमां सूचयतु सूचयतु आम् आमामां सत्यं सत्यम् आमां स्थापयामि हा धन्यवादः आं मिलामि